अस्माकं जनैः सह क्रीडनं सर्वदा प्रीतिं जनयति किम् इत्युक्ते तेषां सार् सह क्रीडासमये परस्परसम्बन्धः अधिकः जायते एवं यदा कदाचित् ते क्रीडनसमये खता एवं गीत ये सर्वे कुर्वन्ति सः इत्यतः सज्जनैस्सह क्रीडनम् अति उत्तमम् इति मन्ये